ये च संस्कृतभाषां भाषन्ते सम्यक्तया भाषन्ते सम्यक् कृतं संस्कृतम् इत्येव अस्ति सम्यक्तया ये च भाषन्ते तेषाम् उपरि मम महान् गौरवः वर्तते गौरवस्तु वर्तते एव पुनश्च मयापि तथा भाषितुं प्रयत्नं क्रियते ममा संस्कृतभाषायां पाण्डित्यम् अपेक्षितम् इति मम बहु आसक्तिः वर्तते मम प्रयत्नश्च वर्तते अहं बहुधा योचयामि सर्वदा संस्कृतेनैव सम्भाषयामि इति संस्कृतेनैव सम्भाषयामि च मम ध्येयः संस्कृतं ध्येयः पुनश्च एकम् एकं वाक्यं स्मर्यते मम संस्कृतं संस्कृतिस्तथा इति संस्कृतं नाम सं सम्यक् कृतिः संस्कृतिः सम्यक् कृतं संस्कृतं संस्कृति नाम सम्यक् कृतिः संस्कृतिः संस्कृतं नाम सम्यक् कृतं संस्कृतम् इत्यर्थः संस्कृतिर्विना संस्कृतं नास्ति संस्कृतं विना संस्कृतिः नास्ति इति यथा अस्माभिः पूर्वं दृष्टमेव तद् तथा संस्कृतस्य उपरि मम महान् गौरवः वर्तते तद् अधीतुं मा मनसि बहु इच्छा वर्तते संस्कृतभाषायाः अध्ययनार्थं मम बहु आसक्तिः वर्तते पुनश्च

ज्ञातव्यः अस्ति तद् यथा शीघ्रं ज्ञास्यामि पुनश्च अध्ययनं च करिष्यामि इति